अहं सद्यः बैंगलुरुनगरे वसामि अत्र प्रायशः शैत्यम् एव अनुभूयते वर्षा तु प्रायशः सर्वेषु मासेषु भवति तथापि क्लेशदायकं न मनोह्लादकम् एव अत्रत्यं वातावरणं नातिशीतलं नातिघर्मः सुखकरं वातावरणं पूर्वं तु अहं बाल्ये सौह्याद्रिसमीपे वस वसामि स्म तत्र तु ऋतोः परिवर्तनं सम्यक् ज्ञायते स्म वर्षा ग्रीष्मशैत्यकालम् एवं विभिन्नानां ऋतूनाम् अनुभवः विभिन्नेषु कालेषु भवति स्म किन्तु अधुना एकस्मिन् दिने एव वर्षापि भवति घर्मः अपि भवति तथा शैत्यकालस्य शीतलता च अनुभूयते अत्र बाल्ये वर्षाकालः तु मासत्रयम् अथवा मासचतुष्टयम् एवं भवति स्म किन्तु अद्यत्वे तादृशः अनुभवः नास्ति